न पठामि पुस्तकानि इत्युक्ते पूर्वतया वेद वेदारिलेट् वेदा रिलेटेड् अस्माकं शास्त्रं रिलेटेड् पुस्तकानि किञ्चित् पठामि तदनन्तरं किमपि वार्तापत्रिकानित्यादि न पठामि एव